हरिः ओं महोदय आचार्य हा वदन्तु आचार्य हा न आगतं हा आं महोदय नास्ति न आगतं महोदय एतावत् पर्यन्तम् तद् इदानीं मम तावत् प्लेन् नास्ति मा किञ्चित् क्लेशः अस्ति किं करोमि इति मम बहु कन्फ़्यूशन् अस्ति इति कारणेन भवानेव वदतु महोदय मार्गदर्शनं करोतु किं करणीयम् इति

हा एवं पि एच् डि हा सहायम् आवश्यकता भवति महोदय

तत् इदानीं कुत्रापि विद्यालये अहम् अप्लै करोमि वा इति मम चिन्तनमस्ति आं आं महोदय आं महोदय बि एड् बि एड् न समापितवान् तथापि इदानीम् आफ़र् अस्ति इति उक्तवन्तः एवं बि एड् नास्ति चेदपि स्वीकुर्मः इति उक्तवन्तः अतः एव इदानीम् अहम् अग्रे तत् बि एड् करोमि वा नो चेत् साक्षात् अध्यापकरूपेण गच्छामि वा इति मम किञ्चित् क्लेशः जायते अतः एव भवानेव एकमार्गदर्शनं करोतु महोदय कथम् साक्षात् अध्यापकरूपेण गच्छा

आं महोदय

अस्तु अस्तु

अस्तु महोदय

अस्तु महोदय

अस्तु महोदय एवमेव करोमि हा अस्तु आं महोदय इदानीम्